न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते ज्ञानं तु आवश्यकमेव ज्ञानं कथं आगतं प्राप्नोति शिक्षणेन तर्हि शिक्षणम् आवश्यकम् समाजे वयं पश्यामः सर्वकारः अपि अनन्तरं केचित् लघु लघु संस्थापि वयं समाजे पश्यामः ते या ये छात्राः उत्तमं शिक्षणं प्राप्तवन्तः तेषाम् पारितोषिकं ददाति छात्रवृत्तिं ददाति समाजे बहवः संस्थाः सन्ति ये छात्राणां कृते छात्रवृत्तिं ददाति